योगः न तु केवलशारीरिकव्यायामः शारीरिकव्यायामः योगस्य एक अङ्गः अष्टाङ्गयोगे यम नियम आसन प्राणायाम इत्यादिसमाधिपर्यन्तं अष्टा अष्टाः अङ्गाः अष्टाङ्गाः सन्ति आसन तेषाम् एकः अङ्गः प्रधान् आसनः प्रधानता शारीरिकव्यायामः अष्टाङ्गयोगे आसनः एकः अङ्गः अतः शारीरिकव्यायामः केवलं योगं योगः न भवति